नमस्ते केन्द्रग्रन्थालयः किम् आवश्यकम्

आं भगिनि लभ्यते तत्र किं पुस्तकम् आवश्यकम् आम् अवश्यं सः तु प्रसिद्धः लेखकः अस्ति लभ्यते एव अन्यत् किम् आवश्यकम् आं भवती कन्नडभाषायाम् इच्छति वा संकृतभाषायाम् इच्छति वा आं भगिनि संकृतभाषायामपि अस्ति किं पुस्तकम् आवश्यकम्

हां ग्रन्थालयः प्रातः दशवादनतः सायं पञ्चवादनपर्यन्तं भवति मध्याह्ने एकघण्टायावत् भोजनविरामः भवति भवती कदापि आगन्तुं शक्नोति

आम् एकं पुस्तकं दशदिनाभ्यन्तरे पुनः दातव्यं भवति यदि अपूर्णं जातं सम्पूर्णतया न पठितं तर्हि भवती पुनः तद् पुस्तकमेव रेन्यू कृत्वा पुनः नयतु पुनः दशदिनाभ्यन्तरे पठित्वा पुनः ददातु चिन्ता नास्ति आम् आं भगिनी बहूनि पुस्तकानि आगतानि सन्ति अन्यभाषासु अपि इदानीं लभ्यते भवती एकवारं ग्रन्थालयं प्रति आगच्छतु भवती एव अन्वेषणं कृत्वा पठितुं शक्नोति आं भगिना अवश्यम् आगच्छतु धन्यवादः भगिनी